नमस्ते ओला अहं भास्करः अहं जैपुरे नूतनेवस्मि मया सह अधिकाः जनाः अपि सन्ति यत् भ्रमणार्थं अत्र आगतवन्तः इतः तत्र किमपि गमन गमनार्थं इत कीदृशानि यानानि य वाहनानि सन्ति तर्हि प्राप्तुं कथं शक्यते इति मां बोधयतु